वयं जानीमः एव यत् परिवर्तनं जगतः नियमः अस्ति सामान्यतया एवमेव काले काले कृषिक्षेत्रे अपि परिवर्तनं जातम् अस्ति यत् पूर्वं पारम्परिककृषिपद्धतिः आसीत् तदा केवलम् अस्माकं ग्रामे वा भवतु अथवा अस्माकं प्रदेशे यादृशरीत्या वयं कृषिकार्यं कुर्मः तदेव तस्य एव अनुसरणं जायते स्म अनन्तरम् आधुनिककाले तु जपान् मध्ये यादृशरीत्या उपकरणानि उपयुज्य कृषिकार्यादिकं कुर्वन्ति तादृशकृषिकार्यं वयं कर्तुं शक्नुमः जलं विना अपि कृषिकार्यं कर्तुं शक्नुमः टेरेस् गार्डेन् कर्तुं शक्नुमः एतादृशरीत्या पुनः नुतनानि उपकरणानि अपि उपयुञ्ज्महे वयम् एदादृशरीत्या पारम्परिककृषिपद्धत्यां ये न्यूनाः आसन् ते अपि दोषाः आधुनिककृषिपद्धत्यां निवारिताः परं खेदस्य विषयः एतदस्ति यत् पारम्परिककृषिपद्धतौ वयं द्रष्टुं शक्नुमः यत् अस्माकं कृते गोः वा भवतु अतवा ऋषभस्य अपेक्षता भवति स्म अतः एव अस्माकं सर्वेषां गृहे वा भवतु वृषभस्य पालनं कुर्वन्ति स्म पूर्वं परम् अधुना ट्रेक्टर् आगतम् अस्ति टीलर् आगतम् अस्ति अतः अस्माकं कृते ऋषभस्य अपेक्षा नास्ति अतः वयं गृहे अपि न पालयेम येन गौः सन्ततिः अपि क्षीणं जायमानम् अस्ति एतदेव पारम्परिककृषि पद्धतितः आधुनिककृषिपद्धत्यां जातः परिवर्तनम् इति वक्तुं शक्नुमः एवम् आधुनिककृषिपद्धत्याम् अपि लूप् होल्स् बहु सन्ति